अहम् तिरुपति विश्वविद्यालये एव पठितवान् तत्र सौभाग्यक्रमेण मम गुरवः आसीत् वि वी जड्डिपाल् महोदय एव स तु बहवः शिष्य परिपालनं कृतवान् अनन्तरं तस्य विषयः आसीत् मातृकाशास्त्रम् सः मातृका शास्त्रे अतीव पारदर्शिनाः

अधुना तु तिरुपतौ एव तत् कार्यं न कुर्वन् अस्ति